कर्नाटकस्य बळ्ळारीमण्डले विद्यमानं पम्पाक्षेत्रं हम्पी होसपेटे विजयनगरसाम्राजस्य राजधानी ज्ञानस्य पीठं सांस्कृतिकस्थानं धार्मिकञ्च क्षेत्रं पम्पाक्षेत्रम् आधुनिककाले हम्पी इति प्रसिद्धम् अस्ति दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति श्रीकृष्णदेवरा रायादीनां विजयनगरराजानां प्रसाशनं वैभवोपेतम् आसीत् श्रीविद्यारण्येन स्थापितं विजयनगरसाम्राज्यं कर्नाटके साहित्तिकधार्मिकप्रशासन प्रशासन प्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत् पापपरिहारकं तीर्तक्षेत्रमिति च यात्रिकानाम् आकर्षकम् एतद् स्थानं तुङ्गबध्रानदीतीरे अस्ति